भारतदेशे भरतमुनिना श्रान्तानां जनानां श्रान्तिम् अपनेतुम् नाट्यशास्त्रस्य रचना कृता वर्तते भारतदेशे प्राचीनकालादेव चलच्चित्रस्य परम्परा अवलोक्यते दुःखार्तानां श्रमार्तानाञ्च दुःखं श्रमं च अपनेतुं भरतमुनिना नाट्यशास्त्रं विरचितम् तस्मिन् नाट्यशास्त्रे रङ्गमञ्चः कीदृशः भविष्यति नटाः कीदृशाः भविष्यन्ति नाट्ये सङ्गीतस्य समायोजनं कथं भविष्यति वेशभूषादिकं कथं भविष्यति इत्यादि विषयाः विस्तरेण निर्दिष्टाः सन्ति अतः वयं मन्यामहे यत् सहस्रशः वर्षेभ्यः इयं परम्परा अनुवर्तमाना अस्ति तस्मिन्नेव क्रमे अद्यत्वे चित्रयन्त्रं यदागतम् अस्ति तेन कारणेन तस्यां परम्परायां किमपि नाविन्यं दृश्यते तस्म्मिन्नेव क्रमे भारतीय चलनचित्राणां विषये किमपि वक्तव्यञ्चेत् यदा चित्रयन्त्रस्य आविष्कारः जातः नाम केमरा इति वयं वदामः अद्यत्वे आङ्ग्लभाषायां तस्य यदा आविष्कारः अभवत् ततः परं चलच्चित्रे बहु परिवर्तनं दृश्यते तत्र वेगः अपि महान् दृश्यते परिवर्तने आदौ भारतदेशे यानि चलनचित्राणि निर्मितानि कृष्णश्वेतवर्णयोः नाम आङ्ग्लभाषायां वक्तव्यं चेत् ब्लाक् अण्ड् वैट् तत्र सत्यहरिश्चन्द्रस्य चलनचित्रं बहुपूर्वं निर्मितम् एवम् भारतदेशस्य सर्वासु प्रान्तीयभाषासु चलनचित्राणि निर्मितानि तेषु चलनचित्रेषु पुराणकथाः आधृत्य यानि चलनचित्राणि निर्मितानि तेषु चलनचित्रेषु सर्वान् अपि अभिनेतृन् अतिशेते नन्दमुरीतारकरामारावमहाशयः तेन तथा अभिनयः कृतः यत् जनानां मनसि श्रीकृष्णस्य कश्चित् आकारः आगच्छति चेत् श्रीरामस्य कश्चित् आकारः आगच्छति चेत् तमेव स्मरन्ति जनाः अत एव आन्ध्रदेशे नटरत्नः इति तस्य उपाधिः प्रसःद्धा वर्तते अस्य अभिनये नाट्यशास्त्रस्य छाया भूयसी दृश्यते न केवलं पौराणिककथाः आश्रित्य तेन अभिनयः कृतः अपि तु आधुनिककथाः आश्रित्य अपि तेन बहवः अभिनयाः कृतास्सन्ति एवं समाजे विद्यमानाः याः कुरीतयः तासाम् अपनोदनार्थमपि याः कथाः ताः आश्रित्य तेन अभिनयः कृतः अस्ति अतः सः मद् दृष्टौ साधुतमः अभिनेता भवति एवं गीतगायकेषु सन्ति बहवः भारतीयाः गायकाः कोकिलकण्ठाः अपि सन्ति किन्तु रुचिः भिन्ना भिन्ना भवति एकैकस्य भिन्नरुचिर्हिलोकाः इति न्यायात् अत्र तेलुगुप्रान्ते इदम् इदानीं देवभूयङ्गताः प्रसिद्धाः गायकाः बालसुब्रह्मण्यम् महाशयाः तेन सहस्रशः गीतानि गीतानि सन्ति न केवलं तेलुगुभाषायाम् अपि तु भाषान्तरेषु अपि अतः तस्य गीतानि रुचिराणि भवन्ति इत्येव उक्त्वा विरमामि